द्विसहस्रतमवर्षस्य मार्च्मासस्य पञ्चमः दिनाङ्कः चतुःपञ्चाशदधिकनव शतादिक एकसहस्रतमवर्षस्य फ़ेब्रवरीमासस्य प्रथमः दिनाङ्कः पञ्चाधिकद्विसहस्रतमवर्षस्य नवेम्बर्मासस्य चतुर्विंशतिः दिनाङ्कः चतुःपञ्चाशदधिकद्विसहस्र तमवर्षस्य फ़ेब्रवरीमासस्य तृतीयः दिनाङ्कः त्र्यधिकद्विसहस्रतमवर्षस्य जून्मासस्य सप्तमः दिनाङ्कः